सिद्धान्तकौमुदीव्याकरणं पठनात् पूर्वं किमपि न ज्ञातं तत्र गतिरेव नासीत् संज्ञाप्रकरणानन्तरं यदा प्रक्रियाभागः प्रारब्धः तदा तस्य पाणिनेः सूत्राणां परस्परसमन्वयः तस्य च रचना च अत्यद्भुतम् इति अनुभवे आगतम् ततश्च अतीव आसक्तिः अभवत् अतः व्याकरणाध्ययने व्याकरणस्य अध्ययने तत्र मनः परिवर्तितम् व्याकरणं नाम गणितम् इव अत्यन्तं सुन्दरं कृतं पाणिनिना